इदं नूपुरं धृत्वा तावत् किम् जायमानमस्ति इत्युक्तौ महान् शब्दः जायमानः अस्ति मया चिन्तितमासीत् लघुशब्दकं नूपुरं किञ्चिद् अपेक्षितम् इति किन्तु अनेन नूपुरेण महान् शब्दः शब्दं जायमानमस्ति महान् शब्दः जायमानः अस्ति यदा तावत् मया चल्यते अत्र तत्र तदा तावत् लघु बालः यः अस्मद् गृहे अस्ति सः उत्थितः जायमानः अस्ति अतः तदेकं इष्टं न जातम् अपि च तत्र यदा मया भावचित्रं दृष्टमासीत् तस्मिन् यद् डिज़ैन् दर्शितमासीत् तत् किञ्चित् अन्यथा आसीत् किन्तु यदा अमेज़ोन् तः प्रेषितमस्ति तत् सः किञ्चित् अन्यथा दृश्यते अतः डिज़ैन् विषये मम सन्तोषः नास्ति एवं रूपेण अपि च मौल्यं यदस्ति तदपि मौल्यं किञ्चित् अधिकं जातं अस्ति इति भाति यतोहि प्रकृते तावत् अस्माकं मार्केट् यत् विद्यते तत्र रजतस्य मौल्यम् एतावन्नास्ति तथापि मया अनवधानवशात् स्वीकृतमस्ति इति कृत्वा अस्य मौल्यम् अपि किञ्चिद् अधिकं जातं इति मम भाति एतावत् मम अभिप्रायः अस्ति